कदाचिदपि मया चित्ररचनायाम् अनासक्तिः अनादरो वा न परिरक्षितम् अस्मिन् विषये अनासक्तिः कदा भवति इत्युक्ते अन्ये यदि अनादरं प्रदर्शयन्ति तदा अनासक्तिः भवति तत्र कारणं किम् आसीत् इति परिशीलयामश्चेत् तत्र पुनः प्रवृत्तिर्वर् प्रवृत्तिव वर्धने उपायः लभ्यते अन्येषाम् आदरार्थं वा तोषार्थं वा चित्ररचना न भवेत् आत्मतोषाय करणीयं यतो हि तदपेक्षया अन्यन्नास्ति अतः सोचिते विषये अन्ये किं कथयन्ति इति न बहु चिन्तनीयम् अयमेव उपायः साधु दृश्यते अन्यान्यकार्याणां मध्ये चित्ररचनार्थं यथाकथञ्चित् समव् समय समयावकाशं प्राप्तव्यं भवति यदि अवकाशः न सम्पाद्यते तदा तस्मिन् विषये कौशलं नश्यति अतः कथञ्चिदपि चित्ररचनार्थम् अवकाशः सम्पादनीयः